अहं मम परिवारस्य कृते आरोग्यकरं पाकं कृत्वा दास्यामि यथा मम गृहे एव सस्यवर्धनं कर्तुं शक्यते यथा हिण्डीरः मूलकं तुण्डिफलं तस्य व्यञ्जनं वा दाल्वा सारं वा कृत्वा दास्यामि अनन्तरं यथाशक्यं शुद्धमेव कृत्वा दास्यामि लवणं सम्यक् कृत्वा अनन्तरम् मेथी पालक् तस्य उपयोगम् अधिकं करोमि तत्र प्रोटीन् कर्बोहैड्रेट् तत्सर्वं भवति मेथि पालक् तस्य उपयोगं करोमि अनन्तरम् यथाशक्यं तत्र किमपि मिश्रणं न भवेत् तस्य गमनं करोमि अनन्तरम् यावश्श्यक्यं सम्यकेव कृत्वा ते यत् किं यच्छन्ति तदेव कृत्वा दास्यामि तस्य सन्तोषं यत्र भवति तदेव कृत्वा दास्यामि